वित्तकोषस्य विषये केचन दुष्टानुभवाः सन्ति तत्र बहवः जनाः आगच्छन्ति किन्तु अधिकारिणां व्यवहारः समीचीनो नास्ति सर्वत्र इति न कथ्यते किन्तु

तद् किन्तु केचन प्रदेशेषु क वित्तकोषे अधिकारिणः गर्विताः भवन्ति तेषां व्यवहारः न समीचीनः भवति भवन्ति तेषां व्यवहारस्य दूष्येण जनाः दुःखिताः भवन्ति जनानाम् यतोप्यधिकं कष्टाः भवन्ति तथा तथा तेषां व्यवहारः न समीचीनः समीचीनो नास्ति तत्र नियमाः बहवः सन्ति तथापि कार्यक्रमाणां बाहुल्यमस्ति वित्तप्रेषणं प्रेषणीयम् इति भवति चेत् बह्व्यः समस्याः तत्र त तर तरणं तरणं कर्तुं तरणं कर्तव्यम् इति प्रश्नाः सन्ति